मम समुदाये तु ऋतुस्रावसमये महिलाः पृथक् एव सन्ति पृथक् एव भवन्ति गृहाभ्यन्तरं न गच्छन्ति यतो हि गृहे पूजाः सर्वं भवति ज्येष्ठजनाः पूजां कुर्वन्ति सर्वे गृहे पाकं कुर्वन्ति तद् मिश्रणं न भवति भवितव्यम् इति कारणेन महिलाः पृथक् भवन्ति तदा महिलानां शरीरः श शरीरमपि किञ्चित् ते अपि बहु श्रान्ताः भवन्ति इति कारणेन पूर्वजैः पृथक् भवितव्यम् इति एका विधिः पूर्वजैः कृतं कृतम् आसीत् परन्तु इदानीन्तन युवत्यः तद् न अङ्गीकुर्वन्ति किन्तु तस्याः आचारस्य एकः अर्थः अस्ति तद् अन्येषां स्पर्शनं तादृश समये न भवेत् न भवितव्यम् इति कारणेन ते पृथक् उपविश्य ते किञ्चित् विश्रामं कुर्वन्ति अनन्तरम्